अगस्ट् पञ्चदशदिनाङ्के स्वातन्त्र्योत्सवदिनमस्ति जनवरि षड्विंशतिदिनाङ्के गणरो गणराज्योत्सवदिनम् अस्ति नवेम्बर् चतुर्दशदिनाङ्के बालानां दिनोत्सवम् अस्ति मे प्रथमदिनाङ्के कार्मिकदिनमस्ति सेप्टेम्बर् पञ्चमदिनाङ्के शिक्षकदिनम् अस्ति